मम पाकशालायाम् एकं मिक्सर् अस्ति विना मिक्सर् दोसां कर्तुं तत् पिष्टं सज्जीकरणं करणीयं भवति स्म इदानीं श्टोन्स् तद् भवति वा भवति किल तत् न प्राप्यते एव नूतनं स्वीकरोमि इत्युक्ते इत्युक्ते चेत् तत् न प्राप्यते अन्यथा ग्रेण्डर् स्वीकर्तव्यं भवति तदपि द्वयमपि एकमेव किल मिक्सर् मास्तु ग्रेण्डर् अस्तु इति इत्युक्ते हास्यास्पदः विषयः अतः तदस्ति मिक्सर् अस्ति इति एतादृश उपकरणानि यदि न उपलभ्यते वयं नूनातिनूनं पञ्चाशद्वर्षानि पृष्ठतः गच्छामि स्म इति भावयामि